नमस्कारः भारतस्य मुख्यानि पर्यटनस्थलविषये यदि वयं पश्यामः चेत् भारतं स्वयम् एकं पर्यटनस्थलमस्ति तद् कथं तद् सम्पूर्णभारते पश्यामः चेत् एकस्मिन् प्रान्ते यदि वृष्टिः भवति चेत् अन्यस्मिन् प्रान्ते उष्णतायाः प्रवाहः वहति तद्वदेव अन्यस्मिन् प्रान्ते हिमः पतति तथैव एकस्मिन् प्रान्ते यदि पर्वताः सन्ति चेत् अन्यस्मिन् प्रान्ते समतलस्थानानि तद्वदेव यदि वयं केवलं नोर्त्रिश्ट् मध्ये पश्यामश्चेत् अधिकाधिकपर्वत स्थानानि पहाड् इति उच्यते तथा च दक्षिणभारते पश्यामः चेत् बहवः मन्दिराणि सन्ति तथा च बहवः तादृश कम्पेनि इति उच्यते तथा अस्माकं भारतस्य उत्तरदिशि मध्ये हिमाचलप्रदेश् जम्बु अण्ड् कश्मीर् तत्र हिमः सर्वदा एव पतति प्रायशः षण्मासपर्यन्तं एकैक राज्ये एकमेकं नगरमेव महत् पर्यटनस्थानं तथा च एकम् एकं जनपदः अपि वर्तते तथैव यदि कानिचन पर्यटनस्थानानि विषये चिन्तयामः चेत् पुरि जगन्नाथमन्दिरं विद्यते गोवहाटि मध्ये कामाख्यादेव्याः मन्दिरम् अस्ति तादृश एक पञ्चाशत् शक्तिपीठाः सन्ति द्वादश ज्योतिर्लिङ्गानि सन्ति तद्वद् एव केवलं मन्दिराणि न सन्ति अपि तु बहवः प्रसिद्धप्राचीनस्थलानि किला इति सन्ति इत्येव धन्यवादाः